अस्माकं जीवनस्य आधारः खाद्यं खाद्यं भुक्त्वा एव वयं जीवनं यापयामः खाद्यं कुतः लभते खाद्यं सस्यात् लभ्भ लभते तर्हि सन् सस्य संवर्धनम् उत्पादनं च अस्माकं परमं कर्तव्यं सस्यस्य सम्यक् उत्पादनं गुणवत्तावर्धनं कथं क्रियते चेत् उत्तमसस्यस्य कृते उर्वरा भूमिः उत्तमं वातावरणं जलव्यवस्था पौष्टिकतत्वम् इत्यादि सर्वं कारणम् उर्वरा भूमिः इत्यस्य कृते वयं पूर्वं कृषिकार्यात् पूर्वम् हलमाध्यमेन भूमेः कर्षणं कुर्मः यत् सस्यस्य कृते अत्यन्तम् उपयुक्तं वर्तते अधुना यानमाध्यमेन अपि कर्तुं शक्यते पुनः जलव्यवस्था सस्यस्य जीवनं जलमेव यथा अस्माकं जीवनं खाद्यं तथा सस्यस्य जीवनं जलं जलं तु वर्षाकाले वर्षति परं जलाभावेन कथम् तर्हि बहिः बहितः जलम् आनीय क्षेत्रे वयं जलं पात पातयामः येन जलं स जलस्य आवश्यकतापूर्तिः भवति

अत्यन्तम् अपेक्षितं वर्तते पौष्टिकरूपेण वयं गोमयस्य उपयोगं कर्तुं शक्नुमः कृषिकार्यात् परं तत्र गोमयस्य सिञ्चनं गोमूत्रस्य सिञ्चनं कुर्मः चेत् सस्यस्य उत्पादकता गुणवत्ता च वर्धते येन वयं सम्यक् सस्यम् उत्तमं सस्यम् अधिकं सस्यं लभामहे